अस्माकं प्रदेशे तु वयं नगरे वसामः खलु अतः अस्माकं प्रदेशे तु युवसमूहस्य विषये बहूनि साधनानि उपलभ्यानि सन्ति शिक्षणविषये अपि उद्योगविषये अपि बहवः अवकाशाः सन्ति बहवः अवसराः सन्ति सन्दर् शिक्षणविषये तु नगरे कार्पोरेट् पाठशालाः अपि सन्ति तथापि कळप् व् विद्यालयाः कलाशालाः महाविद्यालयाः अपि सन्ति विभिन्ना विविधा विविधभाषाः अपि पा पठितुं शक्याः सन्ति विविधप्रकाराणि विविधप्रकारविषयाः सन्ति प् पठितुम् अतः शिक्षणविषये तु नगरे किमपि समस्या कापि समस्या न अस्ति उद्योगविषये अपि यदि युवसमूहः सम्यक् ए एकाग्रचित्ताः भूत्वा सम्यक् प्रयत्नं कुर्वन्ति चेत् तेषां कृते

अस्माकं एब् विशेषतया अस्माकं प्रदेशे तु बहवः अव अवसराः सन्ति युवसमूहकृते नेतृत्वविषये तु अत्र नायकाः अपि युव य् यु युवकान् प्र युवक युवकानां कृते प्रोत्साहनं बहु सम्यक् रूपेण ददति अतः यदा मम ज्ञानपर्यन्तं तु बहवः युवकाः युवतयः अपि राजब् ब् राजकीये स्पर्धेषु अपि भागम् ऊढवन्तः अतः नेतृत्वविषये अपि स् स् स्टूडेण्ट्स् यूनियन् इति भवति खलु ते तद्वारा युवकाः बहवः कार्यक्रमाः आयोजि अब् कार्यक्रमाणां बह् बहूनां कार्यक्रमाणाम् आयोजनं कुर्वन्तः सन्ति